नमस्ते भवत्यै किम् आवश्यकम् दश जिलेबि आवश्यकं वा आस्तु शतं रूप्यकाणि भवति अन् अन्य किमपि आवश्यकं वा अस्तु डैरि मिल्क् उच्चैः वदतु भोः हा डैरि मिल्क् अस्ति वा इच्छति वा चोक्लेट् अस्ति किट् केट् अस्ति भवत्यै किम् आवश्यकम् अस्तु पञ्च वा अस्तु तस्य तस्य रूपं हा पञ्चविंशतिः आवश्यकम् सम्पूर्णम् पेडा आवश्यकं वा हा स्वी भवत्यै आवश्यकं वा अस्तु दशपेडा आवश्यकं वा अस्तु तस्य षष्टिरूप्यकम् अस्तु अहम्

विभिन्न सन् कवर मेन् आवश्यकं वा अस्तु अहम् ददामि हा अस्तु स्वीकरोतु दशाधिकद्विसहस्रं द्विशतम् अस्तु पुनर्मिलामः तदे धन्यवादाः